इदानीमहम् उपन्यासिका रूपेण कार्यं कुर्वती अस्मि तत्र उपन्यासवृत्तिः अतीव क्लिष्टा इति इदानीं भासते कारणं मम विद्यालयः सैन्स् महाविद्यालयः अस्ति तत्र नीट् जे इ इ के सि टि एन् डि ए नाटा परीक्षाः प्रचलन्ति सर्वासां परीक्षाणां कृते अपि अस्माभिः सिद्धता करणीया भवति परीक्षा ड्यूटि सर्वेभ्यः यच्छन्ति शनिवासरे अनन्तरं सोमवासरे परीक्षाः भवन्ति अतः तन्निमित्तम् अस्माभिः पूर्वसिद्धता करणीया भवति परीक्षानन्तरमपि अस्माभिः सिद्धता करणीया भवति उत्तरपत्रिकाः स्वीकरणीयाः अनन्तरं तस्य वेल्वेषन् कृत्वा दातव्यं भवति